नवजातस्य शिशोः परिचयार्थम् एकविंशतिदिनेभ्यः पूर्वमेव स्वबान्धवान् मित्राणि सर्वान् आहूय बृहत् कार्यक्रमः क्रियते डोलारोहणम् इति नाम भवति कुत्रचित् नामकरणम् इति अपि भवति नामकरणदिने शिशोः कर्णे यत् नाम शिशोः कृते स्थापनीयं येन नाम्ना व्यवहारः करणीयः तत् नाम शिशोः कर्णे ज्येष्ठाः पितामहः वा पितामही वा कर्णे वदति अनन्तरं सर्वे अपि तेन नाम्ना सर्वे अपि आह्वयन्ति अनन्तरं पञ्च अथवा षट् मासे षष्टे मासे अन्नप्राशनम् इति एकः कार्यक्रमः क्रियते अन्नप्राशनसंस्कारः तत्र किं भवति प्रथमवारं शिशोः कृते मातुः क्षीरस्य अपेक्षया अन्यविध घणपदार्थं दातुं तत्र किञ्चित् मिष्टान्नम् इत्यादिकं कृत्वा तत्रापि बान्धवानाहूय तदपि एकः बृहत् कार्यक्रमः इव कुर्वन्ति सर्वे तदन्नं शिशोः मुखे एकैकः आगत्य स्थापयन्ति आशिर्वचनमपि ददति